मया यद् सेकेन्ड् प्राडक्ट् क्रीतं ब्लेसर् इति नाम्ना एवञ्च तद् सम्यग् नास्ति नाम तत्र आप्मध्ये किमपि अन्यत् कलर् आसीत् एवञ्च अत्र आगत्य अन्यद् आसीत् एवञ्च किञ्चित् अन्ततः भग्नमपि अस्ति